नमस्कारः योगशिक्षणार्थम् अहम् अन्तर्जालवाहिन्याम् इदानीमेव अ अनुसरामि ततः च प्रयासं करोमि कारणं योगमाध्यमेन शारीरिक मानसिक स्वास्थ्य प्रबलः भवति तत्र यदि कोऽपि नूतनः छात्रः शिक्षणं प्राप्तुम् इच्छति चेत् तत्तु सामन्यतया कष्टानि अनुभवन्ति एव सामान्यतया तानि कष्टानि यथा किमपि योगासनं करोति चेत् किमपि ताडासनं किमपि योद्धासनं किमपि आसनं करोति चेत् प्रथमे च कानिचन कष्टानि प्राप्स्यन्ते तस्य मूलकारणमस्ति सः कदापि न कृतवान् प्रथमवारं कर्तुम् आगतवान् तदर्थं कानिचन कष्टानि सः अथवा सा प्राप्स्यन्ते इति अत्र इतोऽपि यदि अन्येभ्यः जनेभ्यः प्रथमतया यदि शिक्षणं प्राप्यागच्छति चेत् कुत्रापि करोति अन्तर्जालमाध्यमेन तदा तादृशं कष्टं न प्राप्नुवन्ति इति एव